छात्राः नियमितरूपेण विद्यालयं गन्तुं न शक्नुवन्ति इत्यस्य बहूनि कारणानि भवितुमर्हन्ति छात्राणां रोगः छात्राणां पारिवारिकीसमस्या मानसिकसमस्या आधुनिकसमस्या शारीरिकसमस्या आदिदैविकसमस्या आदिभौतिकसमस्या तथा गमनागमने यानादि समस्या गृहे धनस्य समस्या अधिकं सूर्यप्रकाशस्य समस्या अधिकं शैत्यकालस्य समस्या अधिकं वृष्टिपातेन तथा जलाशयादि विभिन्नसमस्यायाः कारणवशात् छात्राः नियमितरूपेण विद्यालयं प्रति गन्तुं नैव शक्नुवन्ति